मम बैक् याने गताः अत्यन्तं कष्टसाध्याः मार्गाः के तद्विषये वद इत्यस्ति यद्यपि वयं ग्रामीणाः ग्रामीणक्षेत्रे वसामः प्रतिदिनम् अटने बैक् यानमेव अत्र शरणीकरणीयं कुतः इत्युक्ते अत्र अन्यद्यानान्तरं न्यूनमुपलभ्यते सर्वेषु क्षेत्रेषु लोकयानं बस् इति यदुच्यते तत्सर्वेषु क्षेत्रेषु न भवति कदाचित् गन्तव्यं स्थानं बहु दूरं भवति अर्धपर्यन्तं बस् भवति ततः अग्रे पद्भ्यां वा गन्तव्यम् अथवा यानान्तरं वा स्वीकरणीयम् अतः ग्रामीणाः बहवः जनाः यदि कार् यानं चतुष्चक्रिका स्वीक्रियते चेदपि बहुत्र स्थलेषु तन्न गच्छति अतः ग्रामीणाः बहवः जनाः बैक् यानमेव शरणीकुर्वन्ति अहं बैक् यानेन बहुत्र अगच्छं बैक् यानं मम अत्यन्तं प्रियं यानमपि कदाचित् दिवसाः बैक् यानेन अनेके दिवसाः बैक् यानेन गताः कदाचित् रात्रौ बैक् यानेन गतवानस्मि पुनश्च अस्माकं ग्रामीणाः मार्गाः अपि तथैव भवन्ति यथा पत्तनेषु सिटि मध्ये सम्यक् मार्गाः उपलभ्यन्ते तथा अस्माकं क्षेत्रे न भवति तथैव सम्यक् मार्गोऽपि नास्ति पुनश्च यदि मार्गः अस्ति वर्तमानः मार्गः भवता ज्ञायते सः इदानीं वर्षाकालः इति चिन्तयन्तु वर्षाकाले किं भवति इत्युक्ते मार्गः यद्यपि सुस्थितो भवति सुस्थिरो भवति तथापि इदानीं महत्यां वर्षायां सत्यां तत्र किं भवति इत्युक्ते कदाचित् वृक्षः मार्गे पतति अतः यदि बृहद्यानं वा स्वीक्रियते अथवा कार् यानं वा स्वीक्रियते तस्य गमनमेव अग्रे न सम्भवति इति हेतोः बैक् यानमेव अत्यन्तम् उपयुक्तं यानं पुनश्च कदाचित् किं भवति अद्यत्वे सर्वे बहवः कार् यानेन एव आगच्छन्ति इति हेतोः तत्र पार्किङ्ग् व्यवस्थापि अत्यन्तं कष्टं कष्टं जनयति कदाचित् अस्माकं कार् यानस्य अग्रे कश्चन कार्यानं स्थापयति तदानीं यस्मिन् समये अस्माभिर्गन्तव्यं तस्मिन् समये वयं गन्तुं न प्रभवामः एवम् अनेकाः समस्याः भवन्ति